अस्माकं भारतीयजीवनपद्धतौ योगाभ्यासः अतीवमुख्यभूमिकां निर्वहति यदा वयं प्रातः उत्थाय सन्ध्यावन्दनं कुर्मः सन्ध्यावन्दनान्तर्गतः एव भवति प्राणायामः अपि सूर्यनमस्कारः प्राणयामः प्राणायामः इत्यादिसर्वम् अस्माकं श्वसनक्रियायाः अस्माकं शरीरस्य बलवर्धनाय शरीरस्य न्यम् नम्यतायाः वर्धनाय उपयोगाय भवति तदर्थम् अहं प्रतिदिनं मम जीवने यदा सन्ध्यावन्दनं करोमि तदा अहं प्राणायामं किञ्चित् वा अहं करोमि अनन्तरं प्रतिदिनम् अहं क्रीडाङ्गणं गत्वा तत्र शाखाद्वारा योगाभ्यासं शिक्षणं प्राप्तवान् तदेवं प्रतिदिनम् अहम् अनुसरन् अस्मि किञ्चिदेव समयं करोमि किन्तु मम आरोग्यविषये सम्यक् प्रतिफलम् अहं प्राप्तुं शक्नोमि किञ्चित् समयं वा इत्युक्ते विंशतिनिमेषपर्यन्तं पञ्चदशनिमेषपर्यन्तं सम्यक् व्यायामं कुर्मः तर्हि अस्माकं शरीरस्य कापि समस्या न भवति आगामिकाले अपि आरोग्यं सम्यक् भवति तदर्थं वयम् अस्माकं शरीरस्वास्थ्यरक्षणाय योगाभ्यासविषये अवश्यं समयं दद्मः तर्हि वैद्यसकाशं गत्वा किमपि औषधं स्वीकर्तुम् अपि आवश्यकता कदापि न भवति तदर्थम् अहं मम दिनचर्ये दिनचर्यायां प्रतिदिनं किञ्चित् समयम् अवश्यम् अहं समयं योगाभ्यासार्थम् अहं प्रयत्नं कुर्वन् अस्मि अस्मि करो करिष्यामि अपि